कृषकाः पशुत्याज्यं स्वीकृत्य बहु उपयोगं उपयोगं कुर्वन्ति इदानिम् पशुत्याज्यं वयं किं स्वीकुर्मः तत् सर्वम् अस्माकं सस्यं वृक्षं प्रति स्थापयामः चेत् वृक्षाः सस्याः तु बहु समीचिनतया वर्धमानाः भवन्ति तेषां किमपि रोगमपि न आगच्छति रोगं निमित्तं प्रति अन्यत् अन्यत् औशधोपयाः अपि सन्ति तथैव जैविक उर्वरकं एतादृशं अपि सन्ति परन्तु वयं पशुत्याज्यं यावद् उपयोगं कुर्मः तावत्समिचिनतया अस्माकं रोगरहित सस्यं प्राप्तुं शक्नुमः ते समीचिनतया वर्धमानाः भवन्ति